भारतदेशे यथेष्ट पर्वाणि आचरन्ति दीपावलिः पोङ्गल् गणेशचतुर्थी दुर्गापूजा नवरात्रिः कर्वाचौत् तेल्गुनववर्षं कन्नडराज्योत्सवं तमिळ् न्यूइयर् ओणम् ब ओणं वैकुण्ठः एकादशी इत्यादि पर्वाणि आचरन्ति दीपावलिः पर्वे नरकासुरवधम् कृत्वा कृष्णः इति उत्सवं वयं तैलस्नानम् अधिप्रातः उत्थाय तैलस्नानं कृत्वा सर्वेभ्यः मधुरं दद्मः तस्य सन्तोषं प्रकटयामः पोङ्गल् दिने तमिळ्नाडुराज्ये सूर्य पोङ्गल् काणुं पोङ्गल् इत्यादि नाम्नः आचरामः तद् दिनत्रयं वयम् आचरामः प्रथमदिने गृहे विद्यमान अवशिष्ट वस्तूनि निष्कास्य गृहं शुद्धं कृत्वा अधिप्रातः उत्थाय कृषकाः स्वस्य क्षेत्रे कृषिः कृतवन्तः इति धान्यं स्वीकृत्य ततः पोङ्गल् कुर्वन्ति तद् तेन सूर्यं म भगवन्तं प्रार्थयन्ति काणुं पोङ्गल् अग्रिमदिने कृषकाणाम् उपयोगं कुर्वन्ती प्राणिनां कृते कृतज्ञतां प्रकटयन्ति तद् काणुं पोङ्गल् गणेशचतुर्थी अस्ति गणेशस्य जन्मदिनम् एतत् आभारते वयम् एकेक राज्ये विभिन्नरीत्या वयम् आचरामः गणेश तद्दिने गणेशमूर्तिं संस्थाप्य दिनत्रयं पञ्चदिनानि सप्तदिनानि इति आचरन्ति प्रतिदिनमपि गणेशमूर्तेः पूजां कुर्वन्ति गणेशचतुर्थेः पूर्वतनदिनं गौरीपूजाम् इति अपि केचन प्रदेशेषु राज्येषु आचरन्ति दुर्गापूजा नवरात्रिः दुर्गापूजा नवरात्रिः इति विशेषतया उत्तरभारते आचरन्ति नवरात्रिः सा सर्वराज्येषु आचरन्ति नवरात्रिः नवदिनानि गोलु इति पाञ्चालिकां संस्थाप्य नव रात्रौ अपि एतस्य पूजां कुर्वन्ति पूर्वम् एकम् असुरं वधं कर्तुं देवी देवानां शक्तिं प्राप्य भूमौ आगत्य मारितवती इति उत्सवं वयं नवरात्रिः इति आचरामः तदा देवाः सर्वे शक्तिरहिताः अभवन् इति कारणात् तेषां शक्तिप्रदायकं भवति नवरात्रिः इति पर्वः तद्दिने वयं गोलुमध्ये वयं यत्किमपि वस्तुं संस्थापयामः तस्य शक्तिः उत्पाद्यते इति नवरात्रिम् आचरामः खर्वाचौत् इति अपि उत्तरभारते प्रसिद्धं पर्वम् अस्ति अनन्तरम् तेलुगु न् नववर्षम् इत्युक्ते तेलुगु नववर्षम् आन्ध्रप्रदेशे विद्यमानाः जनाः तेषाम् एक वर्षस्य युगादि पर्वम् इति अपि वयं वदामः तेलुगु नववर्षं नो चेत् युगादि पर्वम् इति आचरन्ति तद्दिने निम्बवृक्षस्य पर्णं स्वीकृत्य तत्र गुडं योजयित्वा संस्थाप्य कदलीफलं संस्थाप्य त्रयाणां मिश्रणमपि खादन्ति तद् अस्माकं जीवने कष्टं सुखं द्वयमपि मिलित्वा आगच्छतु वयं द्वयमपि मिलित्वा समानरीत्या वयं स्वीकुर्मः इति रीत्या मत्वा युगादि पर्वम् आचरन्ति कनडाराज्योत्सवं कर्नाटके विद्यमानाः जनाः तेषां कृते एकदिनम् उचितदिनम् आवश्यकम् इति कारणात् कनडाराज्योत्सवम् आचरन्ति तमिळ्ना तमिळ् न्यूइयर् तमिळ् न्यूइयर् इति तमिळ्नाडुराज्ये प्रसिद्धं पर्वम् अस्ति एतद् दिने सर्वे पूर्वमेव शीघ्रम् उत्थाय स्नानं कृत्वा अधिप्रातः फलानि आभरणानि चणकम् खाद्यपदार्थानि इत्यादि आवर्षम् अस्माकं कृते प्राप्तव्यम् इति मनसि मत्वा भगवन्तं प्रार्थयन्ति एतद् तमिळ् न्यूइयर् एवम् ओणम् आचरामः वामनः बलिं चक्रवर्तिं मारयितुं वामनरूपेण आगत्य तस्य अहङ्कारं नाशयति इति ओणम् अस्माकं बोधयति वैकुण्ठ एकादशिः वैकुण्ठ एकादश्याः दिने जनाः सर्वे उपवासव्रतम् आचरन्ति तद्दिने निर्जलमपि जलं विना आदिनं भगवन्तं प्रार्थयन्ति इति वैकुण्ठ एकादशिः एतादृश यथेष्ट पर्वाणि वयं भारतदेशे आचरामः